विद्यालयेषु प्रायेण सर्वे एव विषयाः पाठ्यन्ते यथा साहित्यं दर्शनं व्याकरणं ज्योतिषं वेदान्तम् इत्यादयः अस्माकं विद्यालये सर्वे शिक्षकाः उत्तमाः सुशिक्षिताः च सन्ति सर्वे शिक्षकाः स्वविषयेषु पारङ्गताः सन्ति स्वविषये तु तेषां पारङ्गतता अस्ति एव अथ च अन्येषु विषयेषु अपि ते पारङ्गताः सन्ति अध्यापकानाम् अस्माभिः सह मित्रवत् व्यवहारः अस्ति ते पुस्तकज्ञानं तु ददति एव सहैव व्यवहारिकज्ञानम् अपि ददति ते अस्मान् अग्रे प्रवर्तयितुं प्रेरयन्ति अपि अस्माकं विद्यालये सर्वे अध्यापकाः अतीवसरलाः सन्ति अथ च सरसतारूपेण पाठयन्ति